संस्कृतसाहित्यजगति नायकाः त्रिविधाः इति मम मतं यतो हि धिरोदत्तनायकः धिरोधत्तनायकः धिरो उदात्तनायकभेदेन धिरोदत्तनायकः नायकः इत्युक्ते उदाहरणं रामचन्द्रः तस्य स्वभावः धीरप्रशान्तः अस्ति तस्य राज्यशासनमेव कुशलम् आसीत् तेन अनेकं समाधानं सुष्ठुतया प्रदत्तम् इति कृत्वा अतः धिरुदत्तनायकम् इति उच्यते धिरोदत्तस्य न लक्षणं भवति शान्तप्रियः रा इति राजा इति ततः परं धिरोद्धातः यथा धिरोद्धात्तनायकः इत्युक्ते वेणीसंहारे प्रतिपादितं भीमस्य भीमः राजभीमः ते सः धिरोधत्तनायकः तेन उक्तं यतो हि सः बहु वा बलिः बलिः अस्ति अतः अतः एकः श्लोकः उत उक्तं सञ्चूर्णयामि कथया न सुयोधनरूपं सन्धिं करोतु भवतां रूपदीपनेन एवं रीत्या सः स्वस्य उद्धत्तत्वं प्रकाशयति इति कृतः सः धीरोदत्तः धत्तनायकः इति उच्यते धीरोप्रशान्तः इत्युक्ते यः धीरः प्रशान्तः इति उच्यते